मया आपणमध्ये प्राप्तं कवाटिका अतीवं सुन्दरम् अतीवदृडं च अस्ति यथा चित्रेषु दृश्यन्ते तदेव दाराजस्य उपरि हस्तकं दातुखण्डं भवति यत् दीर्घकालं यावत् युगप उपयोगानन्तरं स्थूलदातुः नास्ति इति कारणतः टेन्ट् कर्तुं शक्यते वेगः दराजः कतिपायानां पोळ् औट् औट् पश्चात् केन् किन किनारेषु कठिन कठिनः अभवत् अन्यथा इदानीं कृते तस्य परिपूर्णः दृश्यते तथा च मम कक्षे परिवेशं निश्चितरूपेण योजितवान् एतद् सम्यगासीत्